स्क्रीन् टैं बालकानाम् अद्यत्वे अधिकं तत्रैव कालं यापयन्ति बालकाः इति तु स्पष्टं दृश्यते एव सर्वे तत् सर्वेषां गृहे गृहे एषा समस्या माता तत्र कोलाहलं करोति इति बहु तत्र छात्रः अपत्यानां बालकानां तत्र महान् कोलाहलः एषः कालः एतादृशः यतः सर्वं दृश्यते खलु तत्र सर्वं लभ्यते च ते पुस्तकं पठितुं नेच्छन्ति बालकाः नैव इच्छन्ति इदानीम् एतत्तु अस्ति अनन्तरं व्यायामादिकं तु दूरे एव क्रीडा न क्रीडन्ति क्रीडतुमपि न क्रीडा कुत्र तर्हि स्क्रीन् मध्ये एव मोबैल् मध्ये एव क्रीडन्ति किमेषा क्रीडा अस्ति वा यत्र व्यायामः शरीरस्य कृते लाभदायकः किमपि न एतत्तु नाशकारणमेव तर्हि तस्य दूरीकरणाय तस्य परिहाराय किं कर्तव्यम् इति एकं तु अस्य उपायः तु अन्वेष्टव्यः एव हा हा अहं वदामि आदौ मया एव तत्र न क्रीडितव्यं स्क्रिन् टै स्क्रीन् मध्ये न भाव्यं यदि स्वयम् अहम् एव तत्र मोबैल् मध्ये न भवामि तर्हि ममा अभिभावः ममा बालाः मम पुत्राः पुत्र्यः तत्र न भवेयुः तर्हि मया एव आदौ एतत् कर्तव्यं मया एव आदौ तत्र न भाव्यम् इति एकः